संस्कृतभाषा बहुपुरातनभाषा तद् वेदभाषा इति अपि वदति देवताः पूर्वं संस्कृतभाषायामेव सम्भाषणं करोति स्म इदानीम् अनन्तरं तद् रूढ्याम् अस्माकं सम्भाषणभाषा अभवत् किञ्चित् वर्षानन्तरं यद् तद् संस्कृतभाषां विहाय अन्यभाषा भाषायामपि सम्भाषणं कर्तुं प्रारम्भं कृतवन्तः प्रान्तीयभाषायां सम्भाषणं कर्तुं प्रारम्भं कृतवन्तः कृतवन्तः अतः संस्कृतभाषा मृतभाषा इति अभवत् कथं मृता भाषा भवति तद् यद् य यद्भाषा अस्माकं दिनचर्यां भवति तद्जीवभाषा संस्कृतभाषा भाषायां वयं वयं जीवितुं जीवनं संस्कृतभाषायां वयं जीवनं दातुं तद्सम्भाषणमध्ये वयम् उपयोगं करणीयम् इदानीम् आङ्ग्लभाषा यदा आगच्छति तदा केचन जनाः संस्कृतभाषा बहु कठिनभाषा तत्र बहुव्याकरणं भवति इति उक्तवन्तः कस्मिन् भाषायां व्याकरण न भवति इङ्ग्लिश्भाषायां वा हिन्दीभाषायां वा न भवति वा भवति एव परन्तु वयं तद् अस्माकं प्रतिदिनस्य सम्भाषणमुखेन वयं यूज़् कुर्मः चेत् तदपि बहु सुलभं भवति बहुसुलभभाषा भवति अनन्तरम् इदानीं संस्कृताभाषा भाषायां पुनरुज्जीवनं कर्तुं बहुजनाः बहुसङ्घसंस्थाः प्रयोजनं कुर्वन् अस्ति तद् आङग्ल् संस्कृतभाषा भाषायां यद् अस्ति तद् आङ्ग्लभाषायां तर्जमिं कृत्वा अनन्तरं पुनः संस्कृतभाषायां पठितुं बहुजनाः प्रयत्नं करोति